अहं इदानीं लेनोवो तिङ्क पेड् टि फ़ोर् सिकस्टि फ़ोर्टीन् इञ्च् इति अङ्कसङ्गणकं क्रीतवान् अंशाः उत्तमांशाः के सन्ति इत्यत्र स्लीक् डिज़ैन् अस्ति स्क्रीन् स्क्रीन् इत्युक्ते टच् स्क्रीन् स्पर्श स्पर्शप्रहिपट स्पर्शग्राहीपटलः गुणाः अपि सम्यक् टच् स्क्रीन् सम्यक् शीघ्रता वेब् ब्रौसिङ्ग् वे वे वेब् ब्रौसिङ्ग् यदि कुर्मः चेत् तत्रापि शीघ्रता उत्तमा भवति एस् एस् डि हार्ड् डिस्क् अस्ति अतः बूट्टैम् अपि सम्यक् अस्ति षड्डौन् टैम् अपि सम्यक् अस्ति